रामायणमहाभारतेषु विद्यमानाः बहूनां घटनानाम् अतिमानुष्यम् एव भवति अत्र शरश्शय्यायां भीष्मपितामहस्य शयनम् कृष्णस्य तु तत्र महाभारते स सर्वत्र तस्य अतिमानुष्यव्यवहाराणां द्रष्टुं शक्यते अङ्गुल्यां तत्र पर्वतस्य उद्धारणम् आरभ्य तत्र तस्य तेन कृतं बहवः अतिमानुष्यव्यवहाराणां वयं द्रष्टुं शक्यते रामायणे अपि बहुत्र अतिमानुष्यव्यवहाराणां वयं द्रष्टुं शक्यते अत्र हनुमता सञ्जीवनी पर्वतस्य उद्धारणं घटना तत्र युद्धे लक्ष्मणस्य लक्ष्मणः मृतं भवति अत्र तस्य पुनर्जीवनार्थं सञ्जीवनी पर्वत्या तत्र एकम् मूलिकौषधम् अस्ति तदेव तस्य पुनर्जीवनं दातुं शक्यते इति श्रुत्वा आञ्जनेयः तत्र सञ्जीवनपर्वतं पूर्णमपि उद्धृत्य आग आगच्छति अतः वयं भक्त्या किं किं कर्तुं किं न कर्तुं शक्यते इति तत्र वयं ज्ञेयामः